हरि ओम् भगिनी गत सः मासे पूर्वं प्रेषितवती अद्य पर्यन्तं का अपि उत्तरं नास्ति भगिनि भगिनि अहं तत्र आगच्छामि वदतु मम दृष्टे तत् तत् पुस्तकं सम्पूर्णं भवति अतः प्रत्यक्षं आगच्छामि कृपया सूचयतु अहं सर्व पोयिण्ट्स् नोट्डौन् करोमि अनन्तरं पाठयामि प्रेषयामि अस्तु भगिनि सम्यक् अस्ति चिन्ता नास्ति आम् भगिनी यद् कारणं नारी शक्ति अर्थं भवति आम् भगिनि सम्यक् अस्ति विचारं